नमस्ते महोदय अहं मैसूरुतः मड्केरी गच्छेयम् वयं चत्वारः स्मः श्वः प्रातः चतुरवादने मम गृहात् प्रस्थानं करणीयम् मम गृहं विवेकानन्दन् वित्तस्य समीपे एव वर्तते तत्रैव आगच्छतु